अह अहं मम विश्वविद्यालये यत् ग्रन्थालयमस्ति तत्र अहं गच्छामि सामान्यतया तु अन्यत् मम गृहे वैयक्तिकग्रन्थालयः मम एकः लघुग्रन्थालयः अस्ति तत्र केचित् पुस्तकानि सन्ति यथा उपनिष् उपनिषदः तत्र सन्ति पुनः चत्वारः वेदाः अपि तत्र सन्ति पुनः ऋग्वेदभाष्यभूमिका व्यवहारभानु अन्यत् एतादृशा बहवः पुस्तकानि सन्ति अन्यत् तत्र कथानां विषये यथा मुंशी प्रेम्चन्द् अस्ति संस् हिन्दीसाहित्यस्य प्रसिद्धलेखकः तस्य गोदान् रङ्ग्भूमि एतादृशाः बहवः पुस्तकानि सन्ति